बैकिङ्ग् तु मम इष्टं क्षेत्रम् अतः यदा कदाचित् अहं दूरं गच्छामि तर्हि सर्वं सिज्जत् सज्जतां सिद्धतां कृत्वा एव गच्छामि यदि दूरं गच्छन् अस्मि आधिक्येन तु अहम् एकाकी बैकिङ्ग् करोमि अतः मम सर्व समीपे सर्वं सिद्धं भवति यतः शी शिरसः रक्षणार्थं समग्रस्य देहस्य रक्षणार्थं पादस्य रक्षणार्थं सर्वम् अहं सर्वं धृत्वैव गच्छामि पुनश्च यदि अद्य गच्छन् अस्मि पूर्वस्मिन् दिने एव अहं मम द्विचक्रिकावाहनं सम्यक् दृष्ट्वा कुत्र क्व क्वचित् समस्या अस्ति चेत् पूर्वमेव ग्यारेज् प्रति नीत्वा सम्यक् कारयित्वा एव अनन्तरम् अहं प्रस्थानं करोमि अतः ए एवं मम सिद्धता भवति पत्राणि तु तत् मो द्विचक्रवाहनस्य यद् यद् पत्रं भवति तत्सर्वं नयामि पुनश्च मम सार्वकारीण डाक्युमेन्ट् यद् अस् भवति ड्रैविङ्ग् लैसन्स् तदपि स्वी स्वीकृत्य एव सर्वत्र गच्छामि अतः सिद् पूर्वसिद्धता सम्यक् भवति पुनश्च रक्षणार्थं सर्वं धरामि पुनश्च पत्राणि अपि सर्वाणि मम समीपे भवन्ति यदा अहं बैकिङ्ग् करोमि तदा